सामान्यतया वस्त्रप्रक्षालनार्थं तु वस्त्रफेनकं जलम् अपेक्ष्यते तद् मार्जनं कर्तुं जले आरम्भे मार्जनं करणीयं पुनः वस्त्रफेनकेन सह तस्य मार्जनं क्रियात् पुनः तत्र भिन्न ऋश् ऋतुषु शोषा शोषणार्थं भिन्न पद् पद्धतिं तस्य अनुच अनुचरामः यथा एवं भवति ग्रीष्म ऋतुषु बा बहिः एव तत् कर्तुं शक्यते अन्य ऋत् ऋतुषु यथा वर्षाकालायां वृष्टिः यथा पतति यथा शीतकालायां तथा गृहे एव रज्जुं स्थापयित्वा तत्र एव कर्तव्यं भवति पुनः अत्र जलव्ययः इत्यत्र तत्र व्ययः न स्यात् किमर्थं नाम यावत् जलः अपेक्ष्यते तावत् जलेन एव इदं मार्जनं कर्तव्यं भवति